मम गृहे शीतकपाटिका अस्ति तत्र जलस्य आवश्यक्ता भवति तथा च वाटर् फ़िल्टर् अस्ति तस्य कृते अपि जलस्य आवश्यक्ता भवति आदिनं ततः जलम् अशुद्धं जलं निर्गच्छति तन्निमित्तमपि जलस्य आवश्यक्ता भवति तद् जलं वयम् अन्यकार्यार्थम् उप उपयुक्तं कुर्मः अन्यच्च पूर्वं नदी तडागः एवमासीत् इदानीम् अस्माकं गृहस्य समीपे तादृशी स्थितिः नास्ति नदी नास्ति तथा च नदीजलमपि तादृशं शुद्धं न भवति अतः वयं गृहे एव तस्य सञ्चयं कुर्मः